अहं गतमासे डेल्ली नगरं गतवान् आसम् डेल्लीनगरतः हरिद्वारक्षेत्रं गन्तुम् अहं लोकायानस्य बुकिङ्ग् कृतवान् लोकायानेन अग्रिमे दिने अहं हरिद्वारक्षेत्रं प्रस्थितवान् हरिद्वारक्षेत्रे बहूनि मन्दिराणि दृष् दृष्टवान् अनन्तरं गङ्गास्नानमपि कृतवान् ततः अनन्तरम् अहं रुद्रप्रयागक्षेत्रं गतवान् तत्रापि दिनद्वयम् उषित्वा तत्रस्तः सर्वाणि मन्दिराणि दृष्ट्वा अनन्तरम् अहं बद्रिनाथक्षेत्रं गतवान् तत्र अलकानन्दनद्यां स्नानं कृत्वा नारायणस्य द्रश् दर्शनं कृत्वा अनन्तरम् अहं पुनः डेल्लीनगरं लोकयानेन आगतवान्